भारते नानाविधपरम्पराः सन्ति धर्मपरम्परा वा भवतु संस्कृतिकपरम्परा वा भवतु नृत्यपरम्परा वा भवतु भाषापरम्परा वा भवतु एवं भारतः विभिन्नदेशात् भिन्नः अस्ति अत्र भारते सांस्कृतिकपरम्परा उत्तमा अस्ति किमर्थम् इत्युक्ते नानाप्रान्तस्य नानारीत्या नृत्यप्रकाराः भाषाप्रकाराः विद्यते यतः यदा अन्यदेशीयाः नृत्यम् इत्युक्ते किम् इति न ज्ञाताः तस्मिन् समये एव भारते नृत्यपरम्परा आसीत् यदा अन्यदेशीयाः गुरुः इत्युक्ते कः इति न ज्ञाताः तस्माद् पूर्वमेव भारते गुरुकुलपद्धतिः आसीत् न केवलं सांस्कतिकपरम्परा अन्यविभिन्नपरम्परा भारते आसीत् अस्ति अपि